हरि ओम् प्रिया भगिनी वा कुशली अय् अहं सौम्या अस्मि भवती श्रुतवती वा सम्यक् अस्ति तस्मिन्दिने अहं भवत्याः आपणे शाटिकां क्रितवती खलु परन्तु एषा शाटिका सम्यक् नास्ति समीचीनं नास्ति तत्र वस्त्रमपि समीचीनं नास्ति बहूनि रन्ध्रानि सन्ति एषा किं शाटिका भगिनी न भगिनी अहं तस्मिन्दिने अहं पृष्टवती खलु सम्पूर्णतया दर्शयतु इति भवती उक्तवती सम्यक् इति अहं मम हस्ततया अहं प्रक्षालितवति अपि वर्णमपि अभवत् भगिनी किं भगिनी हस्ततया वाशिङ्ग् मेशिन् भवति न उक्तवती एतद्विषयम् अहम् हस्ततया प्रक्षालितवती वर्णम् अभवत् बहूनि रन्ध्रानि सन्ति ना भगिनी अहं तस्मिन्दिने अहम् आ हा एषा शाटीका विधानेन अन्यशाटिका अपि सन्ति वा अन्य अन्यवर्णानि अपि सन्ति वा इति अपि अहं पृष्टवति एका शाटिका एव अस्ति बहुसम्यक् अस्ति समीचीनम् अस्ति इति भवति उक्तवति खलु अतः अहं क्रीतवती अस्ति खलु परन्तु अहं भवती अहं भवती विस्मृतवती एकवारं चिन्तयतु भगिनी अहं सम्पूर्णतया दर्शयतु सम्पूर्णतया दर्शयतु शाटिकाङ्कृते वदिष्यति इति अपि अहं पृष्टवती एकवारं कर्तुं शक्नोतु भगिनी आम् त तस्मिन् दिने भवति उक्तवती खलु हस्ते साधारणतया अपि भवति उपयोगं करोतु इति अपि भवति उक्तवती साधारणतया अपि कथं भगिनि अहं द्रविणम् अपि अहं दत्तवति एतत् किं भगिनी अहं विश्वासं करोति भवत्याः कृते एतत् शाटिका सम्यक् समीचीनं भवति सम्यक् अस्ति इति भवती उक्तं अहं विश्वासं कृतवती अस्तु भगिनि अस्तु अस्तु भगिनी अहं कदा आगमिष्यामि भवति अस्ति वा श्वः वा परश्वः वा अस्तु भगिनी अस्तु अस्तु धन्यवादः अस्तु